उत्तरकर्नाटकस्य भागे यदा हो होळीहुण्णिमे वदामः यदा तद् आचरणं भवति तदा वर्णादिकं व वर्णादिकं स्वीकृत्य क्रे क्रे क्रीडन्ति वर्णादिकं स्वीकृत्य जले स्थापयित्वा क्रीडन्ति तस्मिन् समये सोगु इति कार्यक्रमं कुर्वन्ति त तद् कथं नाम यदा मरणोत्तरं कथं भवति तेषां व्यवहारः व्यवहा मरणोत्तरं कथं भवति ते गृ गृहे ये भवन्ति ते कथं दुःखिताः भवन्ति तेषां वदनशैली कथं भवति तेषां सम्भाषणं कथं भवति इत्यादिकं तस्मिन् समये दर्शितं भवति तस्मिन् ते किं वेषभूषा कथं भवति वेषबूषणं नाम प्र एकं यानस्य उपरि ते यः मृतः भवति सः सुप्तवान् भवति तस्य उपरि एकं वस्त्रम् इत्यादिकं एव ए वस्त्रं प्रु पुष्पस्य माला पुष्पादिकम् आनन्तरं हत्ति इत्यादिकं सर्वं स्थापयित्वा पृ तं देहं पूजयन्ति पूजयित्वा तेषां सम्भाषणं सः किं कृतवान् आसीत् किं सः शे श्रेष्ठं किं कृतवान् किं दु दुःखादिकं किं कृतवान् तर् सर्वं तत्र ते त तस्मिन् ते तस्मिन् कार्यक्रमे वदन्ति पुनः दक्षिनकर्नाटके कोला इत्यादिकं कुर्वन्ति तदा